ग्रामेषु बह्व्यः क्रीडाः क्रीड्यन्ते तत्र कबड्डि एवं विशामृतम् एवं लगोरि इत्यादि इत्यादीनि तत्र क्रीडितान्यासन् तेषु कबड्डिक्रीडा वर्तते तत्र क्षेत्रद्वयं भवति एकस्मिन् क्षेत्रे एकस्य गणस्य सप्त ये क्रीडितारः सन्ति ते सप्त भवितव्यं अपरत्र च एवमेव नियमः एवं मध्ये या रेखा भवति तं स्पृष्ट्वा एकः पटुः अन्यत् क्षेत्रं प्रविशति तत्र ये जनाः सन्ति ये परगण गणस्थाः तान् स्पृष्ट्वा पुनः तद्रेखामेव स्पृशेत् एवं तस्य अङ्कः लप्स्यति एवमेव उभयत्र च कर्तव्यं भवति